अत्र तमिळ् तमिळ्भाषा एव सर्वे वदन्ति तमिळ्भाषामध्ये अधिकरीत्या

किम् इत्युक्ते तमिळ्मध्ये अपि अधिकाः शब्दाः संस्कृतम् अस्ति एव गृहे यदा तमिळ् वक्तव्यमस्ति तत्समये संस्कृत शब्दान् प्रयोगं कुर्वन् अस्ति अधिकजनाः एतत् न जानन्ति ते शब्दाः संस्कृतम् इति

संस्कृतशब्दाः भवन्ति एव उपयोगं कुर्वन्ति एव

प्रनन्सियेशन् रीत्या भिन्नं भवति तमिळ्मध्ये ह्रस्वः सर्वं ह्रस्वः एव दीर्घम् अधिकम् अधिकं नास्ति तत् तत् रीत्या संस्कृतं पठने वे समये अधिका अधिका श्रद्धा दत्वा एव पठनं भवति तदेव